नास्ति मम चित्रकां दृष्ट्वा कोपि प्रेरणाम् अथवा न प्राप्तं किमर्थमित्युक्ते अहं तु स्वस्य कृते एवं चित्रं करो करोमि करोमि स्म परन्तु इदानीमध्ययनकालः अस्ति तदर्थं चित्रकलायाः अधिकसमयः स्म तत् नाम हाबि अस्ति तत् सत्यं परन्तु तदर्थम् अधिकः समयः नास्ति अध्ययनं कर्तव्यम् अस्ति तदर्थं चित्रं मम चित्रविषये अधिकः जनः न जानत्येव ये मे मम मित्राणि सन्ति ते जानन्ति परन्तु ते तद् दृष्ट्वा प्रेरिताः न भवन्ति किमर्थम् इत्युक्ते मम चित्राणि तावत् न सुन्दराणि न सन्ति यावत् पर्यन्तं अन्यचित्रकाराः कुर्वन्ति अहं स्वस्य अनुभवेन एव एतावत् कौशलं प्राप्तमस्ति कुत्रापि ट्रेनिङ्ग् आदिकं न स्वीकृतवान् तदर्थं तावत् सुष्ठु अहं चित्रं कर्तुं न शक्नोमि इति मम चिन्तनमस्ति इदानीं बिल्टकारे अहं सर्वेषां कृते चित्रं कृतवान् तत्र मम मित्रणि केचन तद् दृष्ट्वा चित्रयितुम् अपि आग्रहे एवं प्राप्तवन्तः परन्तु तत् क्षणिकमस्ति तत्तु तेषां जीवने किमपि किं नास्ति कार्यं चित्रकारेण कार्यं तत्र मम चिन्तनमेवमस्ति अहं रियल् फ़ेस् कर्तुम् इच्छामि तत्र सुष्ठु कार्यं द्रष्टुमिच्छामि कथं चित्रकलाय अहं रियल् फेस् कुर्वन्ति तद्विषये तुम् इछामि ज्ञातुम् इच्छामि ज्ञास्यामि चेत् सर्वेषां कृते रियल् फेस् कर् कृत्वा तेषां कृते दत्वा आनन्दं प्राप्नोमि इति मम चिन्तनमस्ति